अहं सद्यकाले स्मार्ट् वाच् अथवा हस्तघटी स्वीकृतवती आसम् एतत् तन्त्रज्ञानस्य विषये अहं किञ्चित् उक्तवती आसम् अस्माकं दूरवाण्यां यानि फ़ीचर्स् सन्ति तानि हस्तघटे एव इदानीं लभ्यते तत् एतस्य बहु तद्विषयं मह्यं बहु इच्छा अस्ति